अस्माकम् आन्ध्रदेशे बहवः धार्मिकक्षेत्र क्षेत्रानि वर्तन्ते परन्तु तत्र उत्तरकन्डस्य चार्डां यमुनोद्रि गङ्गोद्रि केदार्नाथ् बड्रिनाथ् इति एव बहु प्रसिड्डः यात्रा प्रचलन् अस्ति तस्मात् यात्रास्य कृते अनेकेशः प्रदेशस्य जनाः आगच्छन्ति किमर्तमित्युक्ते तानि क्षेत्रानि बहवः प्रसिद्धः क्षेत्रानि च वर्तन्ते

जनाः एकस्मिन् जीवने जीवने एकस्मिन् वारं अपि द्रष्टुमिति इच्छन्ति